म् म् मम क्षेत्रे राज्यात् पक्षाध्यक्षः वर्तते जानामि सः सुहृतु स सर्व ज जन जन अनुरागि परोपकारि प् प् पुनः ज जनानाम् उद्योगं सृ सृजति कष्ट् कष्टस्थितिः ज जनानाम् अपि सः सहाय्यं करोति ममापि नैकदासः सहाय्यं कृतवान् अ आरोग्यविषयेऽपि सहाय्यं सहाय्यं कृतवान् अत्र पुनः पाठशालादिकं सह नि निर्माणं कर्तुम् सर्वकारेण सह सह प्रयुक्त्वा भूतु तत् तस्मात् ए एतादृशं नेतारं सर्वे ज ज जनाः अङ्गीकुर्वन्ति पुनात् तदेव न नायकत्वेन नि नि नि नियुक्तं सर्वकारमेव पृच्छन्ति